हरि ओम् नमस्ते महोदय अहम् अरुन्धती इति महोदय भवान् न्याचुरोपति वैद्यः इति श्रुतवती अतः अहं मेलितुम् आगतवती इदानीं समय अस्ति वा अहं सम्भाषणं करोमि वा महोदय मम किञ्चित् पादवेदना अस्ति अनन्तरं पृष्ठवेदानापि अस्ति बुभुक्षा सम्यक् न भवति कदापि अ पादस्य अधः भागः अपि वेदनं भवति किं कुर्मः इति न जानामि अहम् एतत् गुळिकां खादितुं तावद् न इच्छामि अतः न्याचुरोपति एव सम्यक् भवेत् इति चिन्तयित्वा भवतः समीपे आगतवती आं महोदय अतः अहम् अग्रिमसप्ताहे आगच्छामि आं महोदय धन्यवादः